वस्तुतः अर्थशास्त्रस्य विषये किमपि अहं न जानामि यतः अर्थशास्त्रः अर्थशास्त्रं मम अध्ययनविषयं विषयाः नासीत् तथापि काले अस्मिन् गूढचर्य आदि गूडचिर्यादिकं तु प्रवर्तमानमेव सर्वकारीयस्तरे तथा इदानीं प्रौद्योगिकस्तरेषु अपि एतत् सर्वं प्रचलति राजानः तु पूर्वकाले इतरराज्ञाम् अभिमतं ज्ञातुं वा तत्र यत् अथवा तत्र सैनिकानां गतिः इत्यादिकं ज्ञातुं गूढजा गूढपुरुषान् प्रेषितवन्तः कुत्र चित् एवं किरातार्जुनीयं नामक काव्ये यत् श्रूयते यत्द् युधिष्ठिरः यं कमपि वनेचरम् अन्यत्र हस्तिनपुरं प्रेषितवान् तत्र दुर्योधनस्य शासनादिकं कथं प्रचलति इति ज्ञातुम् तत् पूर्वतन कालं काले इदानीं तु अस्म अस्मद्देशे ये आगच्छन्ति प्रति राज्ञाम् अथवा सर्वकारस्य प्रतिपुरुषरूपेण केषु केचन जनाः तु गूढचर्यादिकं कुर्वन्ति सन्ति कुर्वन्तः सन्ति केचन तु गूढपुरुषरूपेण आगत्य आगत्य कार्यमध्ये रक्षपुरुषैः गृहीताः च एवं सर्वं वार्तासु पठन्ति वस्तुतः राज्ञां शासने स्वकीयशासने ये राजानः प्रगतिमिच्छन्ति अथवा य यस् यस्सर्वाकारः प्रगतिम् इच्छन्ति ते इतरदेशेषु किं भवति किं प्रचलति तेषां गतिविगतयः कीदृश्यः इत्यादिकं ज्ञातुं एतान् एतेषाम् उप उपयोगं तु कुर्वन्ति तत् सत् सत्कर्याय भवति चेत् राष्ट्रस्य हिताय भवति चेत् उत्तममेव इति मे मतिः